सत्यमेव शिक्षितः सुशिष्टान् सिद्धान्तान् पालयितीति कथने नास्ति संशयः यतोहि यश्च सुशिष्टान् सिद्धान्तान् पालयति सः एव शिक्षितः इति वक्तुं शक्नुमः अथवा सः साक्षरः भवितुमपि अर्हति यदि वयं साक्षरपदान् पदं त्यक्त्वा शिक्षितस्य पदस्य यदि व्यवहारं कुर्मः तर्हि सादृशः व्यक्तिविशेषः अवश्यमेव आच आचरणीययोग्यान् अंशान् स्वीयव्यवहारे परिपालयन् तिष्टतीत्यतः सः सिक्षितः इति व्यवहारः दरीदृश्यते एवं च शिक्षितः न केवलं स्वकीयं ज्ञानं विकासं विकासयितुं सः प्रयतते अपि तु समस्त समाजस्य अपि विकासं परि कामयन् सः तिष्ठति समाजे एवं च समाजे विद्यमाननैकविधान् सामाजिककार्यक्रमान् एवं च समाजस्य लाभाया समाजस्य विकासाय च स सततं प्रयतते इति कथनेन अयं च सः जनः शिक्षितः भवति इति कथने नास्ति कदापि संशय